हरि ओं चिराद्दर्शनं बहुकालात् दर्शनमेव नास्ति भवान् सोमवासरे आगमिष्यामि भवान् सोमवासरे आगमिष्यामि इति सूचितवान् अद्य शनिवासरः एकसप्ताहम् अतीतं तत्र वृक्षारोपणार्थं खननं करणीयमिति सूचितमासीत् भवान् न आगतवानेव भवान् अहं दशकर्तनं कर्तुं सूचितवानासीत् आसं भवान् पञ्च कृत्वा पलायनं कृतवान् भवान् नागतवानेव

आ आ आ ज्वरः आगतं वा न वा इति वक्तुं शक्य न शक्यते भवान् अनृतं मा वदतु एवं करोति चेत् कथं वृष्टिः आरब्धः इतः परं कष्टं खलु मह्यं कष्टं भवति एवं करोति चेत् कथं कियत् आसीत् कियत् मया दातव्यं सूचयतु भवा तिष्ठतु तिष्ठतु तिष्ठतु तिष् तिष्ठतु तिष्ठतु

तिष्ठतु तिष्ठतु अधिकं जल्पनं मा करोतु भवान् सहस्रं पृच्छति खलु भवान् तत्पूर्वं दशसहस्रं ऋणं स्वीकृत्य गतवानासीत् खलु गतवर्षे तत् दातुं भवान् सम्पूर्णं विस्मृतवान् भवतः वेतनस्य एव भवते ज्ञापनं भवति ऋणस्य वेतनं ऋणस्य प्रति दातुं भवान् न तत् तत् तत् तत् तत् तत् पूर्वमेव वक्तव्यमासीत् इदानीं एकसप्ताहानन्तरं भवान् वदति चेत् कथं न न न भवान् केवलजल्पनं करोति भवान् कार्यं न करोति अत्र आगत्य किञ्चित् कार्यं करोतु भवतः वेतनं अहं ददामि तद् त तद् पूर्वमेव वक्तम्यम् आसीत् तद् इदानीं सर्वं त्यजतु अद्य श्वः आगच्छतु श्वः आगत्य कर्यं करोतु भवतः वेतनं सर्वमहं ददामि भवान् व्याजं व्याजं भवतः फो़न् सङ्ख्या ददातु अहं यु पि ऐ द्वारा प्रेषयामि भवान् श्वः आगच्छतु किन्तु अस्तु अस्तु अस्तु अस्तु अस्तु